मम सहोदरः उत सहोदरी नास्ति अहम् एकः एव परं मत्सहोदरसदृशाः बहवः बह्वयः विद्यन्ते अहं तैस्सह तुल्यः न यतोहि तुल्यः भिन्नः इत्युक्तौ बहूनि चिन्तनानि तुल्यानि अपि भवन्ति बहुत्र भेदोऽपि दृश्यते अतः तुल्यभेदविचारः तथा कर्तुं स्फुटतया न शक्यः परम् इदं तु वदामि बहुत्र तुल्यतापि अस्ति भिन्नतापि विद्यते